हरिः ओम् नमस्ते भोः भवान् कृष्णः इति खलु आ एवम् अत्र तु अरैव्ड् इति दृश्यमानमस्ति केब् बुक् यद् कृतं तत् अरैव्ड् इति दृश्यमानमस्ति परन्तु अत्र कुत्रापि तत् न दृश्यमानमस्ति किल कार्यानमपि न दृश्यमानं कार्यानमस्ति चेदपि सङ्ख्या न समानम् अन्विता न जायमाना कुत्र अस्ति भवान् किञ्चित् अहम् अत्रैव मयूरः होटल् पुरतः एव अस्मि परन्तु अरैव्ड् इति दर्शमानं भवान् न दृश्यमानः किं कुत्र अस्ति किञ्चित् आगच्छतु कृपया शीघ्रम् आगच्छति चेत् मा कार्यं शीघ्रं सम्भवति रात्रौ जातमस्ति तस्मात् शीघ्रम् आगच्छतु इति अत्रैव मयूरः होटल् पुरतः आगच्छतु ओ अत्रैव आगतः अस्ति वा ओ इतोपि नागतः वा परन्तु अत्र तु अरैव्ड् इति दृश्यमानमस्ति ओ मार्गे अस्ति वा इतोपि कियान् कालः भवति

निमिषपञ्चकं वा अस्तु निमिषद्वयं वा अस्तु अस्तु शीघ्रमागच्छतु मम कार्यमस्ति अतः किञ्चित् शीघ्रम् आगच्छति चेत् वरम् अहम् अत्रैव प्रतीक्षमाणः अस्मि मयूरः होटेल् पुरतः अपि च आ हा हा इदानीं दृश्यमानमस्ति दूरे भवतां कार्यानम् एवमेवं मम अपि स्यूतानि बहुभाराणि वर्तन्ते अस्तु आगतः